नमो नमः महोदय एका शङ्का वर्तते शङ्कायाः आत्मा वर्तते न वर्तते आम्

आम् आम् आम् अस्तु प अत्र एतत् प्रमाणं भगवद्गीतायाः मध्ये भवति वा आमां परन्तु अन्यत्र अन्यत्र कुत्रापि शास्त्रस्य मध्ये एतत् प्रमाणं वर्तते एवमेव भवति केवलं भगवद्गीतायाः मध्ये वर्तते

परन्तु आम् आत्मनः स्वरूपं किं वर्तते स्वरूपमपि वर्तते वा

आ एतत् परमात्मनः अपि कस्य किञ्चित् भवति वा परमात्मा परम् अस्तु अस्तु